सम्प्रति अहं केन्द्रीयसंस्कृतविश्वविद्यालस्य अगरतला त्रिपुरास्थ एकलव्यपरिसरे बौद्धदर्शनम् एवं पालिविद्याशाखायाम् अध्यापयामि अध्यापनं पवित्रतमं कर्म तत्र अपि वयं बौद्धाः न अहं जाने कस्य पुण्यस्य प्रभावतया भगवतः बुद्धस्य वचनं अपरेषां च पुण्यश्लोकानां बौद्धगुरूणम् आचार्याणां वा उद्देशं पुनः पुनः पठनस्य अवसरः प्राप्तः तत्रापि बौद्धक्षेत्रेषु स्थित्वा अध्ययनम् अध्यापनञ्च करोमि मम सौभाग्यम् इदं यत् परमपूज्यानाम् आचार्याणां दलैलामापदवाच्यानां बोधिसत्त्वानां विषये शोधाय विषयः चितः राष्ट्रस्य गौरवभूतानां बौद्धपण्डितानां समीपं स्थित्वा अध्ययनस्य पुण्यं प्राप्तम् ज्ञानाम्येव स्वकीयान् छात्रान् प्रयच्छामि यस्मिन् धर्मे जन्म अलभं तमेव धर्मं पाठयितुं चितः अयन्तु मदीयं सौभाग्यमेव इतः श्रेष्ठं कर्म न अस्ति किञ्चन